हरि ओम् सर्वेभ्यो नमो नमः अहं रविकुमारः अहं ह्यः अमेजान् तः पादत्रणं स्वीकृतवान् बेड्मिटन् पादत्रणं तद् बहू सम्यकस्ति मह्यं बहु इष्टं जातं महान् सन्तोषः जातः तदर्थं भवताम् अपि सूचयामः यः कोऽपि स्वीकरोति चेत् नष्टं न जायते हा भवतां खेदः न भवति धनं किञ्चित् अधिकमेव जातम् तथापि बहु सन्तोषः तदर्थं तद् किमर्थं मह्यं इष्टं जातम् इत्युक्ते पादत्राणस्य पादत्राणयोः वैट् बहु लघु अस्ति लघु वैट् अस्ति तदर्थम् अनन्तरं क्वालिटी अपि बहु सम्यक् अस्ति तदर्थं तावद् धनं दत्वा स्वीकरोति चेदपि भवतां खेदः न भवति